आधिक्येन मम ग्रामे सपर्येव कश्चित् दृश्यते यश्च मम परिचितः सः यदि मिलेत् धावित्वा गत्वा तस्मै एवं हग् करोमि तदनन्तरं कथमस्ति भोः किं कृतवान् इत्यादिकं पृष्ट्वा तस्मै प्रथमं तु भोजनं वा किञ्चित् खादनं वा शीतखण्डं वा नाम ऐस् खण्डं तद्वा दापयितुं तत्र नयामि तस्य खादयित्वा सम्यक्तया अटित्वा अनन्तरं वयम् आगच्छामः तदूर्ध्वं सः उपविशति तस्य कथां श्रावयति अहं मम कथां श्रावयामि एवञ्च अस्माकं यदि स स सपर्येन दृष्टश्चेत् तथा यदि चिन्तयित्वा मिलति चेत् सर्वदा किमपि विचिन्त्य एव आगम्यते किं कर्तव्यं किमन्तरं किं कर्तव्यं सपर्येव दृष्टः श्चेत् बहु आनन्दः जायते मम पुनः मया किं कर्तव्यं नाम तस्य कृते यद्यदपेक्षितं तस्मै तत् दापयामि सः मां दापयति सपर्येण दृष्टः चेत् तादृशः बहवः मम सुपरिचिताः सन्ति आं तान् पश्यामि चेत् आनन्दः प्रथमं तु हर्षेन आनन्दः भवति तान् दृष्ट्वा तस्मात् मम कापि समस्या न जायते ततश्च कश्चित् सपर्येन पुनश्च दृष्टः चेत् सः यदि मम मया सह न सम्भाषयेत् सपर्येन दृष्टः चेत् किञ्चित् गत्वा हरिः ओं कथमस्ति किं कुर्वन्नस्ति चलन्नस्ति वा सम्यक् तदिति न चल्यमाणं चेत् कथं कर्तव्यम् इत्यादि उक्त्वा तस्य निकटे किञ्चित् ज्ञानं स्वीकृत्य ज्ञानदानं आदानप्रदानेन सम्भाषणं कृत्वा अनन्तरं पुनरागच्छामि एवं मम विषयः पुनश्च कश्चन मिलति चेत् सम्यगेव सम्भाषयामि अहं तथा भेदभावं न करोमि एतेन साकं बहु सम्भाषयामि एतेन साकं न्यूनं सम्भाषयामि इत्यादिकं मम जीवने तु नास्ति अहं सम्यगेव तैः सह सम्भाषयामि यथा कालं यथा उक्तं तथैव